अत्र तमिल्नाड्राज्ये पश्यामः चेत् मन्दिराणि

जनानाम् एवं गमनाय सर्वम् एकं पृथक् एकां पङ्क्तिं सर्वं कुर्वन्ति एतद् विशेषदर्श दर्शनम् इति सर्वम् उक्त्वा अदिकधनं सर्वं स्वीकुर्वन्ति किन्तु तत्र व्यवस्त् इति सर्वं पश्यामः चेत् व्यजनं तादृशं किमपि न भवति केवलं एकं सेकेण्डेव ईश्वरस्य समीपं गच्छामः चेत् तत्र प्रार्थनां कर्तुं तत्र अवकाशमपि न दास्यन्ति झटिति बहिः प्रेशयन्ति एव एवमेव सर्वत्र सर्वमन्दिराणि मद्ये अपि एतद् द्रष्टुं शक्यते एतत् वस्तुतया एतत् तमिल्नाडु सर्वकारस्य हस्तात् तत्रत्य प्रसिद्धजनाः भवन्ति धार्मिक चिन्तनं जनानाम् हस्ते एतद् दद्मः चेत् बहुसम्यक् ते पालयन्ति एवं तमिल्नाडु सर्वकारः यत् कुर्वन्ति हीरि हिन्दुविरोधजनाः अपि तत्र अन्तः कार्यं कुर्वन्ति एवं कदाचित् शालायाः एतद् चोरणमपि कुर्वन्ति तथा चोरणं कृत्वा तत्रेकं डुप्लिकेट् एकां शिलां तत्र स्थापयन्ति तादृशं सर्वम् अत्र कुर्वन्ति तत् स्थगनं करियञ्च् स्थगनं करणीयम् चेत् तत् तमिल्नाडु सर्वकारस्य हस्तात् तत् सामान्यजनानाम् हस्ते भवितव्यं